वर्तमानकाले जनेभ्यः आधुनिकनृत्यं रोचते यतोऽहि आधुनिकनृत्यं पाश्चात्यसङ्गीतसमारोहस्य अथवा नाट्यनृत्यस्य एकः विस्तृतविधा अस्ति यस्मिन् नृत्यशैल्याः यथा लोकजातीयधार्मिकसामाजिकनृत्यः च अन्तर्भवन्ति स्म सामाजिक आर्थिकसांस्कृतिककारणानाम् इत्यादीनां सामाजिकचिन्तानाम् अभिव्यक्तेः मार्गः अपि इति रूपेण एतद् विकसितम् इति मन्यते स्म इति इतोऽपि भिन्नभिन्नसंस्कृतेः भिन्नं भिन्नं नृत्यं रोचन्ते जनाः यथा अस्माकं राजस्थानप्रदेशे मार्वाडिनृत्यम् अत्यधिकं रोचते एवमेव प्रकारेण हरियाणाप्रदेशे हरियाण्वीगीतस्य नृत्यमत्यधिकं रोचते एवमेव गुजरात् प्रदेशे गर्बानृत्यम् अत्यधिकं रोचन्ते जनाः इतोपि मम प्रदेशे तु कालबेलीयानृत्य घुमरनृत्य चरीनृत्य जनाः रोचन्ते इतोपि शास्त्रीयनृत्यम् अपि सन्ति यथा भरतनाट्यं कथ्थक् कत्थक्कलि इति अपि जनाः बहु रोचन्ते